हलो नमस्कारः अहं शशाङ्कः श्रूयते अहं शशाङ्कः इति तिरुपतितः भाषणं कुर्वन्नस्मि अहं कृषकः अस्मि मत्सविधे कानिचन शाकानि सन्ति मया वर्धितानि तानि वर्धापितानि तेषां विक्रयणार्थं मया मार्गः द्रष्टव्यः अतः तत्र किञ् मत्सविधे टोमो टोमेटो इति एकमस्ति ततः परम् आलुकम् इति द्वयोः एव द्वयमस्ति पत्रशाकादिकं तु वृन्ताकं विद्यते अन्यद् मत्स मत्सविधे तु न विद्यते परन्तु द्वयोः एव पुष्पशाकं किमपि नास्ति मत्सविधे तु द्वयमपि लभ्यते पार्श्वे एव एकः कृषकः तत्सर्वं कुर्वन्नस्ति अतः तस्य सविधे यदि भाषणं क्रियते तर्हि तदपि लभ्येत परन्तु तस्य टोमेटो इत्यस्य शाकस्य तु इदानीं किञ्चित् रेट् वर्धितमस्ति हण्ड्रेड् रुपीस् पर् केजी इति अस्माभिः निर्धारितं विद्यते

एवम् एवं परन्तु अस्माकं सविधे यानस्य व्यवस्थादिकं नास्ति अर्थात् तत्सर्वं भवद्भिः एव यदि क्रियते तर्हि अस् अस्मिन्नेव मूल्ये एवं शक्यते सः मन्मित्रमेव विद्यते इत्यतः तेन सह अहं भाषणं कर्तुं शक्नोमि अतः तेन सह एकवारं सम्भाषणं कृत्वा

एवम् एवम् मत्सविधे क्विण्टल् द्वयं टोमेटो अस्ति इत्युक्ते तत् काट् मध्ये ये किमपि टू हण्ड्रेड् काट् भवितुमर्हति एवम् आलुकमित्यस्य तस्यापि क्विण्टल् द्वयं विद्यते तस्य सवि तस्य सविधे सर्वं मिलित्वा फ़ै क्विण्टल्स् भवितुमर्हति एवं बृह एवं सौकर्यमपि भवितुमर्हति

आलुकम् एवं टोमेटो इत्यस्य हण्ड्रेड् रुपीस् पर् केजि जातं अनन्तरम् आलुकमित्यस्य फ़िफ़्टि इति चलदस्ति इदानीम् एवं पत्रशाकस्य पुष्पशाकं तु इदानीं सिक्स्टि रुपीस् केजि चलति पत्रशाकं तु किञ्चित् न्यूनमूल्येनैव इदानीं विक्रियं विक्रयणं क्रियमाणं विद्यते अतः चत्वारिंशत् तस्य वृन्ताकन्तु सेवेण्टि भवति एवम् एवम् एवम् एवम् एवं धन्यवादः